ये जनाः तरणं पठितुमिच्छन्ति तेषाम् तैः कृतं मुख्यं दोषं भवति ते साक्षादेव जलाशये गच्छन्ति तत्तु भयानकमेव जनयति यथा तत्र सम्पर्कः जलेन साकं सम्पर्कः अथवा जलाशयेन साकं सम्पर्कः नास्ति चेत् को वा भवतु सः साक्षात् तत्र जलाशये गच्छन्ति चेत् सः निश्चयेन जलस्य अन्ते गच्छति तन्निमित्तं तस्य मनसि भीतिमपि जनयति एतदेव मुख्यः दोषः तत् कथं निवारणं करणीयं चेत् शनैः शनैः जलाशये किञ्चित् किञ्चित् गत्वा नित्यसम्पर्केण आदौ भीतिः निवारणं कृत्वा सः चिन्तनं कृत्वा अग्रे गन्तव्यम् अर्थात् आदौ जलस्य तीरे गत्वा यत्र जलं किञ्चिदेव अस्ति तत्र तरणं कर्तुम् आदौ प्रयत्नं करणीयं तत्र तरणं कर्तुं न शक्यते चेदपि जलस्य अन्ते न पतति अतः भीतिः अपि नास्ति तद्वारा तत्र स्थितं स्थित्वा किञ्चित् तरणस्य प्रयत्नम् अभ्यासः करणीयम् तत्र अवश्यम् एकस्य साहाय्यमपि स्वीकरणीयम् इति मम अभिप्रायः तद्वत् एवं शनैः शनैः जलस्य जले अग्रे अग्रे गत्वा तरणं करणीयं आदौ एव साक्षात् जा जलाशयस्य मध्यभागे गच्छति चेत् सः निश्चयेन जलाशयस्य अन्ते पतति सः किं वा मरणमपि भवितुं साध्यता वर्तते जलस्य भयमपि एवमेव निवारणं करणीयं यत्र जलाशये जलं किञ्चिदेव अस्ति यत्र वयं स्थातुं शक्यते जलाशये तत्र आदौ तरणं करणीयं तस्मिन् समये भीतिः न भवति किञ्चित् तरणं पठित्वा अग्रे गन्तुमपि शक्यते तरणं अपठति चेत् तत्र भीतिः अपि न भवति एवमेव अग्रे गन्तुं शक्यते